हरिः ओम् नमस्ते का वदति

अस्तु नमस्ते वदतु भगिनि कः विशेषः हा

ओके ब इत्युक्ते भवत्याः अभिप्रायः कः कथं वक्तव्यं किं कर्तुं भवती इच्छति कीदृशं ह ह हा हा

अस्तु एतद् कार्यक्रमः कुत्र आयोजितमस्ति ओके कुत्र स्थलं भगिनि

इत्युक्ते कस्मिन् दिने भवितुं शक्यते मम विरामः नास्ति सर्वत्र बहु कार्यक्रमाणि सन्ति अतः भवती दिनाङ्कं सूचयति चेत् अहं विचारं कृत्वा वदामि इदानीं भवती हा

कस्मिन् दिनाङ्के इत्युक्तवती भगिनि पञ्च हा भगिनि शक्यते किन्तु यथा अस्ति किन्तु संस्कृतार्थं खलु किञ्चित् तत्र एतद् कृत्वा अहम् अत्र एव आगन्तुम् इच्छामि

हा

सम्यक् सम्यक् सम्यक् भगिनि एका प्राचीनभाषा एतादृशी भवन्तः कार्यं कुर्वन्ति इत्युक्ते अहमपि निश्चयेन तत्र भागं स्वीकर्तुम् इच्छामि किन्तु यथा भवन्तः चिन्तितवन्तः अस्माकम् एकं लघुकार्यमेतद् तदा अहं बहु कर्तुम् इच्छामि एव कुर्मः सर्वे मिलित्वा कुर्मः इदानीं तया संस्थया एतत् सर्वं प्रचलत् अस्ति भगिनि इदानीं सर्वं संस्कृतभारती संस्कृतप्रचारः भवदस्ति खलु कया संस्थया एतद् भवदस्ति ओ हो हो हा

ह हाम् सत्यं सत्यं सत्यम् अहं गतसप्ताहे पश्यन्ती आसम् एकस्मिन् वाट्सप् मध्ये एकः सन्देशः स्थापितः तत्र सर्वे पृच्छन्ति देशे अधिकं ग्रन्थं किं पठन्ति इति बहुजनाः वदन्ति एवं कुरान् बैबल् एतद् अनन्तरम् अन्यत् केचन वदन्ति रामायणं महाभारतं भगवद्गीता इति किन्तु श्लोकं वदन्ति इति वदन्ति चेत् केपि श्लोकं न उक्तवन्तः तत्र एषः तु खेदः खेदस्य विषयः एव

सत्यं निश्चयेन निश्चयेन निश्चयेन मम सौभाग्यमस्ति अहमेकवारं देल्लीनगरं गतवती तत्र एका सेलिब्रिटि उक्तवती एवं भवन्तः सः सा मातापितरम् एव उक्तवती मम बाल्यकाले मम मातापितरौ एवं न उक्तवन्तः मां रामायणं पठतु महाभारतं पठतु एतादृशविषयं मां न उक्तवन्तः तद् अहं बहु मिस् कृतवती इदानीम् अहं संस्कृतभारत्याः परिचयः अभवत् संस्कृतस्य अध्ययनं कृत्वा अहं महाभारतं रामायणं सम्यक् पठित्वा अवगन्तुं शक्नोमि इति सा एकवारम् उक्तवती आसीत् मां तद् स्मरणं भवद् अस्ति मम कृते अहं तु मम सौभाग्यम् इत्येव अहं चिन्तयामि हा न इदानीन्तने काले तु वयं पश्यामः खलु मोदीजी सर्वत्र गच्छति भारतस्य विषये कथं वदति अन्यदेशजनाः अपि भारतीयसंस्कृतेः कथं प्रदर्शनं कुर्वन्ति यदा सः गच्छति भारतस्य प्रधानमन्त्री आगतवान् संस्कृतेन वक्तव्यम् संस्कृतेः भव भवतु भारतं भारतशैल्यामेव कार्यक्रमं कुर्वन्ति आम् इदानीन्तनं तदेव पश्यन्ती आसम् इदानीम् अन्यत्र अन्यदेशं गतवानस्ति सः कार्यक्रमे अहं पश्यन्ती आसम् इत्युक्ते अस्माकं संस्कृतेः विषये कथम् आदरः अस्ति तथा संस्कृतस्य विषये अपि अस्ति इति मम भावः अस्ति सत्यं सत्यमेव नो चेत् अस्माकं अग्रिम जनाङ्गः एतस्मिन् विषये न जानन्ति एव इति मम अभिप्राये तद् अहं तु पू सम्पूर्णमनसि एव वदामि अहं निश्चयेन अग आगच्छामि कार्यक्रमं सम्यक् कृत्वा ददामि इति अहं वक्तुमिच्छामि अस्तु अस्तु भगिनि अस्तु